मम वस्तु तु मुखस्य वदनस्य हैमिका एव तद् नूतनानि वस्तूनि एव नूतनानि वस्तूनि एव बहु उत्तमं वस्तु एव तद् मूल्यमपि मूल्यमपि साधुः एव यथा तैः उक्तं तथा एव तत् हैमिका हैमिका अस्ति बहु उत्तमा उत्तमं वस्तु एव